प्रथमं पारम्परिकं तर पारम्परिकम् एव शिक्षणम् आसीत् अधुना तद् नास्ति सर्वे छात्राः केवलम् अङ्कान् प्राप्तुम् इच्छन्ति इच्छन्ति तर्हि केवलविषयाणाम् पठनं पाठनं भवति तर्हि अधुना मूल्यशिक्षणस्य दशनिमेषार्थं घटिका अस्ति किन्तु अधिकं मौल्यं मूल्यं मौल्यं सांस्कृतिकमौल्यानां शिक्षणं शिक्षकाः तथा छात्राः न इच्छन्ति शिक्षकाः तु सर्वे विषयाणाम् अध्यापनं कुर्वन्ति तथैव छात्राः अपि केवलं केवलं अङ्कानां ग्रहः कथं ग्रहणं करणीयम् अङ्काः एव कथं वर्धनीयाः इति पश्यन्ति